मद्यप्रदेशः मम प्रदेशः मद्यप्रदेशे ऐतिहासिकानि स् स्थलानि बहूनि सन्ति मुख्यरूपेण इन्दोर् महानगरे देवी अहिल्यायाः एकं राजवाडा अस्ति राजगृहम् इति उच्यते बहु प्राचीनं स्मारकमस्ति उज्जैन्यां महाकालमन्दिरं वर्तते माण्डु इति प्रदेशः अस्ति तत्र ऐतिहासिकदृष्ट्या अनेकानि द्रष्टुं योग्यानि स्थलानि सन्ति अहं बड्वानीजनपदे सेन्धवा ग्रामे निवसामि तत्रैव एकः महान् दुर्गः वर्तते तस्य वैभवम् अपारमस्ति तद्द्रष्टुं योग्यमस्ति पुनश्च मध्यप्रदेशस्य इतर भागेषु यथा ग्वालियर् भोपाल् भोपाल् ग्वाल्यर् इत्यादि क्षेत्रेषु अपि अनेकानि प्राचीनानि स्थलानि सन्ति यानि द्रष्टुं योग्यानि सन्ति साचीकास्तूपः इति अतीव प्रसिद्धमेकं प्राचीनतमं स्थलमस्ति भिम्बेटका इति गुहाः सन्ति द्रष्टुं योग्याः सन्ति पुनश्च अमर्कण्टकम् इति एकं स्थानमस्ति यत्र नर्मदायाः उद्गां उद्गमः स्थानम् इति कथ्यते तत्र बहूनि उत्तमानि स्थलानि सन्ति